नमस्ते अहं रेवतिः अडयार्तः दूरवाणीं करोमि अहं भवत्याः दैनत्रैक अद् अस्ति अद्य मम गृहे एकः उत्सवः अस्ति तदर्थं दशप्लेट् चपाति पन्नीर् बटर् मसाला आवश्यकं भवति पञ्चवादने सायङ्काले पञ्चवादनाभ्यन्तरे प्रेशयतु भवतः होटल्मध्ये रेस्ट्रेण्ट्मध्ये बहु सम्यक् भवति एक एक स्पेशल् रेक्वेस्ट् अस्ति पन्नीर् बटर् मसालामध्ये तिक्तं किञ्चित् न्यूनं करोतु यतोऽहि वृद्धाः सन्ति अतः समये प्रेशयन्तु कति रूप्यकाणि सन्ति अपि कति रूप्यकाणि अभवत् इत्यपि सूचयतु धन्यवाद